मम क्षेत्रमस्ति भारतीयज्ञानपरम्पराक्षेत्रम् अत्र शालायां कलाशालायाञ्च विज्ञानस्य तन्त्रज्ञानस्य गणितस्य उपयोगः अवश्यं भवति यदा भारतीयज्ञानपरम्परायां वेदगणितस्य अध्ययनं करोमि तदानीम् गणितस्य आवश्यकता मया दृष्टा एव वर्तते एवं मम क्षेत्रस्य छात्राः अपि यदा भास्कराचार्याणां लीलावती इत्यादि ग्रन्थानाम् अध्ययनं कुर्वन्ति तदानीं गणितस्य महान् उपयोगः तैः दृष्टः अतः तदाधारितः कार्यक्रमः यदा यदा अयोज्यते तदानीं तत्र भागं गृहीत्वा आचार्येभ्यः तद् ज्ञानं प्राप्नुवन्ति स एव तेषाम् उपकारः अन्यतं तन्त्रज्ञानस्य उपकारः अस्मत् क्षेत्रे विद्यमानानां सर्वेषामपि अस्ति एव बहवः छात्राः अन्यत्र विद्यमानात् आचार्यात् अध्ययनं कदाचित् कर्तुमिच्छन्ति यदा ते अत्यन्तं ज्ञानिनः भवन्ति तदानीं ते अत्र साक्षादागत्य पाठयितुं न शक्ताः चेदपि यदा तन्त्रज्ञानस्य उपयोगः क्रियते तदानीं तन्त्रज्ञानमाध्यमेन वयम् अध्यापनं प्राप्तुं शक्नुमः अतः विज्ञानक्षेत्रं वा तन्त्रज्ञानं वा इदं सर्वमपि आधारीकृत्य ये ये कार्यक्रमाः जाताः अस्माकं शालायामपि लघु छात्राः तस्य उपयोगं प्राप्तवन्तः कलाशालायामपि ज्येष्ठाः छात्राः उपयोगं प्राप्तवन्तः